कुत्र किं विशेषम् अस्तु बहु सन्तोषम् जन्मदिनाशंसानि अद्य आघोषः अस्ति वा हा अस्तु कति जनाः आगच्छन्ति अस्तु आस् अस्तु अस् तेषां कृते भोजनम् आवश्यकं वा अस्तु अस्तु अस्तु गृहम् अलङ्करणं करोति वा आम् अहं सम्यक् अलङ्कारं करोमि गृहस्य सज्जीकरणं करोमि तत्र रात्रौ भोजनार्थं किं किं पाकं करोमि अस्तु अहम् आम् अवलेहः अवलेहः अहं करणीयं पाकं करणीयम् लड्डुकः जिलेबि अहम् आपणात् स्वीकरोमि हा अस्तु वा पेडापि अहम् अस्तु अस्तु अस्तु अहम् आपणे अगत्य आगत्य सर्वमपि स्वीकृत्य आगच्छामि रोटिका व्यजनम् अन्नं सारं क्वथितं पप्पडम् अवलेहः लड्डुकः इत्यादीनि साधनानि अहम् पायसं पायसमहं गृहे पाकं करोमि अन्यत्सर्वमहम् अहम् आपणात् स्वीकरोमि किन्तु सर्वमपि किं कथमहम् एकाकी भवती सर्वाणि कार्याणि कः कथं करणीयानि अस्ति चेत् भवती शीघ्रमागच्छतु वयं मिलित्वा सर्वं सज्जीकरणं करोमि आम् अहम् इदानीमेव सर्वम् आरभ्य करोमि ए एतावत् उपसेचनम् आवश्यकं वा अस्तु अस्ति चेत् शीघ्रमागच्छतु अहं सर्वं करणीयम् अस्तु मिलित्वा करणीयः कुर्मः भवती शीघ्रमागच्छतु